सत्येन तन्त्रज्ञानं बहु सहाय्यं कुर्वन्नस्ति सञ्चारकाले यदा पू पूर्वं तु यदा सञ्चारं कर्तव्यम् इति चिन्तयित्वा जनाः रेल्यानं प्रति आगच्छन्ति तदानीं बहु बृहद् पङ्क्तिः भवति स्म तत्र टिकेट् स्वीकृत्य गत्वा उपवेशने एव कालः अतीतः भवति स्म तथा च बस्यानेऽपि तथैव बहवः जनाः आगच्छन्ति चेत् के केचन बस् प्राप्तुमेव न शक्नुवन्ति स्म एवं परिस्थितिः आसीत् तत पूर्वं तु विमानयानं नैव आसीत् इदानीम् अन्तर्जालसहाय्येन अस्माभिः ता प्रत्येकस्य एकैकम् आप् आगतमस्ति बस्यानं प्रति रेड् बस् एप् अनन्तरं रेल्यानं प्रति मै ट्रैन् एप् अनन्तरं विमानं प्रति इत्यपि एप् कुच् किञ्चित् आगतम् अस्ति एवम् आगत्य आगते अस्माभिः बहु सहाय्यं कृतमस्ति इदानीं तत्र गत्वा पङ्क्तौ स्थातव्यमिति नास्ति यत्र वयम् उपविशामः तेन एव तत्र एप् गत्वा रिजिस्टर् कृत्वा धनं प्रेषयामः चेत् अस्माकं कृते लोकयानं प्राप्यते रेल्यानं प्राप्यते तथा च तत्र अस्माभिः कीदृशी व्यवस्था अपेक्षिता तादृशी व्यवस्था अपि भविष्यति ता तादृशमेव अस्माभिः स्थानं प्राप्तुं शक्यते अनन्तरम् रेल्यानानां स्थितिः तु बहु उत्तमेन वर्तते तत्र आरक्षणमपि सम्यक् एव वर्तते आप् आरक्षणमपि समीचीनं तया कृतमस्ति अनेन अस्माकं बहु उपयोगः जायमानः तथा च विमानयानं प्र विमानयाने गं गमनकाले अपि अस्माभिः तत्र गत्वा एव रिजिस्टर् कर्तव्यमिति नास्ति फ़ोन्द्वारा एव कृत्वा तत्रेव कीदृशम् तत्रैव कीदृशम् अस्माभिः अपेक्षितं तादृशम् एव स्थानम् अस्माभिः प्राप्तुं शक्यते तेनेव धनमपि प्रेषयितुं शक्यते एवम् अन्तर्जालसहाय्यम् अस्माभिः बहु समीचीनतया प्राप्यमानम् अस्ति अन्तर्जालम् ए एतादृशतया अस्माकं सहाय्यं कुर्वन्नस्ति